बैक्यानं सम्यक्तया रक्षणीयम् यदि वयं बैक्यानं सम्यक्तया रक्षयामः तर्हि तत दीर्घकालम् अस्माभिस्सः भवति बैक्यानस्य बहु कार्यं वर्तते इति नास्ति बैक्यानं यदि वयं प्रतिनित्यं प्रक्षालयामः तत्र प्रतिनित्यं इन्धनं स्थापयामः चेदेव तत् चलति अथवा तत् व्यर्थं गच्छति इति नास्ति तत् वयम् एकत्र स्थापयामः बहुकालः यावत् उपयोगं न कुर्मः चेदपि एकस्मिन् दिने तस्य उपयोगः कर्तव्यः इति चेत् निवार्य तस्य प्रक्षालनादिदं कृत्वा इन्धनादिकं स्थापयित्वा यदि वयं द्वित्रि द्वित्रिवारं चालयामः चेत बैक्यानं चलति यथा अन्ये अन्यानि वस्तूनि सम्यक्तया प्रतिनित्यं परिरक्षणीयानि तथा इदं नास्ति अस्य उपयोगः सर्वैः तु दूरप्रयाणार्थम् अथवा निकटप्रयाणार्थं क्रियते यदा तु निकटप्रयाणं कर्तव्यं तदा अस्य उपयोगः तावत् न लक्ष्यते परन्तु यदा दूरप्रयाणं कर्तव्यं तदा अस्माकं बैक्यानं सम्यक् भवेत् यतोहि यत्किञ्चित् कथञ्चित् विद्यमानं बैक् यदि वयं नयामः तर्हि तद अस्माकं कृते क्लेशमेव जनयति यदा अस्माभिः दूरं गन्तव्यं परन्तु तत्र सम्यक्तया शाक् अब्सर्वर् नास्ति चेत् अस्माकं कृते कटिवेदना आरभ्यते अतः दूरप्रयाणेषु बैक् सम्यक्तया भवेत् इति कथम् अस्माकं बैक् स्थितिः दृष्ट्वा अनन्तरं तद् नेतव्यम् अपि च यदा वयं दूरप्रयाणः कुर्मः बैक्यानेन तदा अस्माभिः आधिक्येन प्रकृतिः द्रष्टव्या तेन अस्माकं प्रेरणा भवति इतोऽपि अग्रे किं लभ्यते इति येन अस्माकं दूरप्रयाणं बहु सुन्दरं भवति